मम इष्टतमा पुस्तकशृङ्खला अस्ति अहं भागवतं हरिदासपदान् प्रतिदिनं पठामि यदा यदा समयं भव लभ्यते तदा अहं पठामि भागवतपठनेन मनोल्लासं भवति भगवद्ज्ञानं भवति अतः अहं भागवतं पठामि रामायणग्रन्थमपि अहं पठामि मम समीपे रामायणं पुस्तकशृङ्खला अस्ति तेषाम् बालकाण्डं अयोध्याकाण्डम् अरण्यकाण्डं किष्किन्धाकाण्डं सुन्दरकाण्डं युद्धकाण्डं तथा उत्तरकाण्डम् इति आहत्य सप्तपुस्तकानि सन्ति